गृहपशवः निश्चयेन मह्यं न रोचन्ते यतः अहं चिन्तयामि बहूनां वस्तुतः गृहपशवः रोचन्ते परन्तु मम चिन्तनानुसारेण गृहे वयं गृहसदस्यान् एव वयं सम्यक् पालयामश्चेत् गृहपशूनां वस्तुतः आवश्यकता न भवति गृहे ज्येष्ठाः भवन्ति वृद्धाः भवन्ति तेषाम् एव पालने अस्माकं बहु समयः शक्तिः च व्ययी भवति बालाः अपि भवन्ति येषां विषये अस्माकम् तत्र आग्रहः भवेत् अथवा तेषां पालने अस्माकम् आसक्तिः अधिका भवेत् एवं स्थिते गृहपशूनां विषये कस्य वा समयः भवति अतः अहं सर्वदा चिन्तयामि गृहपशवः न आवश्यकाः एव इति पशवः गृहात् बहिः एव भवन्तु गृहे गृहसदस्याः एव भवन्तु इति मम अभिप्रायः